हरिः ओं नमस्ते आ अस्ति अस्ति आम् आम् आम् आम् आम् पू पूर्वं पूर्वं मम कृते दूरवाणी कृतवान् किल आ स्मरामि स्मरामि आम् कति कति आसन्दाः अ अपेक्षिताः दश आसन्दाः हा दश दा दारुनिर्मिताः हा आम् अस्तु अस्तु दारुनिर्मिताः दश आसन्दाः उत्पीठिका अपि आम् एकं मञ्चं ह मञ्चमपि डबल् कोट् मञ्चमपि हा अस्तु आसन्दस्य हा आसन्दस्य दारुनिर्मितासन्दस्य एकस्य अत्र पञ्चशतरूप्यकाणि सीगल् हा हा तत्तु न्यूनम् अस्तु हा कति प दश आसन्दाः इत्यतः चतुश्शतं भवति तत् ततोपि न्यूनं न भवति आयकस्यकृते आम् आम् आसनस्य कृते आम् मञ्चस्य कृते द्विसहस्रं मञ्चस्य कृते द्विसहस्रं भविष्यति आं ततोपि हा उत्पीठिकायाः कति लम् लम्बं कति टु फ़ीट् अस्तु तत्तु पञ्चशतं पञ्चशतरूप्यकाणि एव भवति द्विवारं यावत् समयः अपेक्षितः यतोहि दारोः स्वीकरणम् इत्यादिकम् गत्वा स्वीकृत्य स्वीकृत्य कीदृशस्य अपेक्षितम् इति ह अस्तु वीटि तत् एकवारम् अन्विष्य अहं दूरवाणीं करोमि तदनन्तरं निश्चयं कुर्मः अस्तु हा अस्तु अधुना अधुना अस्य कतिपय साधनानि क्रयणात् पूर्वमेव धनं किञ्चित् अड्वान्स् दातुं शक्यते वा अस्तु तत्तु द्विसहस्रं यावत् प्रेषयतु अनन्तरम् आम् अस्मिन् अस्मिन् दूरवाणीसङ्ख्यामेव अस्ति तत्र प्रेषयतु अस्तु धन्यवादः